मम प्रदेशे महिलाः शिक्षणम् उद्योगं सामाजिकस्थानम् त्रीणि अपि सम्यक् स्वीकृतवत्यः तत्र कापि समस्या नास्ति सर्वेषां सहकारः सम्यक् दत्तमस्ति ते तेषां स्थाने सम्यक् सन्ति